मम गृहसमीपे पर्वताः सन्ति प्रवासीजनाः तां द्रष्टुम् आगच्छन्ति काळिदा दासेन उक्तवत् सकीचकैर्मारुतरन्ध्रपूर्णैः कूजद्भिरापादितवंशकृत्यम् इति तथा वंशसमूहे वेणन वेणुनादतुल्यान् शब्दान् निशम्य वयं पर्वतप्रदेशे चकिता भवामः तत्रैव सूर्यस्य उदयास्तमौ दृश्येते स तु सूर्यः स्वयं स्वमयूखैः अरण्यप्रदेशे स्थितान् वृक्षान् निमज्जति तेन च अस्माकं हृदयं भावपूर्णतां भजति एवं पर्वतप्रदेशे चारणं बहुसुन्दरं भवति तत्रैव यदि सूर्यास्तोदयौ दृश्येते तदितोप्यानन्दयेत् एवं पर्व् पर्वतप्रदेशे पर्व जीवनं बहु मुख्यं पात्रं वहति वनप्रदेशे प्राचीनाः वसन्ति स्म अतः ते वर्षशतम् आरोग्येण तुष्ट्या जीवन्ति स्म वयं तु चित्रपटे एव वनं पश्यामः अपि च अन्तर्जाले एव पर्वतान् पश्यामः अतः वयं सम्यक् जीवनात् च्युताः इति वक्तुं शक्यते ये इदानीम् अपि वने वसन्ति ते धन्याः